राजस्थानम् उत्सवानां प्रदेशः वर्तते अत्र बहवः उत्सवाः भवन्ति भिन्नभिन्न अवसरेषु उत्सवानुसारं नृत्यानाम् आयोजनं भवति महिलाः पुरुषाः नृत्यानुसारं वेषं धरन्ति पारम्परिकगणवेषः भवति तत्र चुनरी भवति घर्घरी भवति कटि आभूषणानि अपि भिन्नानि भिन्नानि भवन्ति तदनु यथा घुमर्नृत्यं वर्तते घुमर्नृत्यं मध्ये तत्र महिलाः लाठिकां धरन्ति बोरला इति उच्यते पुनः कटिबन्धः भवति कङ्कणानि भवन्ति किङ्कणी भवति एवम् आभूषणानि भवन्ति आभूषणानि धृत्वा नृत्यं कुर्वन्ति तदा आभूषणस्य ध्वनिं नृत्ये सहयोगं करोति यथा अग्निन्नृत्यं भवति तदा मजिरा इति आभूषणस्य प्रयोगः भवति नृत्यं यदा महिलाः कुर्वन्ति तदा नृत्य अनुसारं सा वादनमपि आभूषणैः करोति एवं राजस्थानस्य अद्भुतं स्वरूपं भवति